मम राज्यस्य सञ्चारव्यवस्था सम्यक् एव अस्ति बस्यानं रेल्यानं व्योमयानं च प्रायः सर्वेष्वपि नगरेषु सर्वकारपक्षतः व्यवस्था कृता अस्ति द्विचक्रिकायाः कार्यानानां

तदर्थम् अपेक्षितं मार्गादिकमपि सम्यक् निर्मितम् अस्ति भारते यत्र कुत्रापि पठितुं न्यूनमौल्येन यानव्यवस्था भवति तत्रापि रेलयानं न्यूनव्यव व्ययकारी इति अहं मन्ये